हरिः ओम् नमस्कारः अहं प्रतिदिनं रेस्टोरेण्ट् तः फ़ुड् स्वी आर्डर् करोमि एव किन्तु होम् डेलिवरि मध्ये अधुना मम अड्रस् किञ्चित् भिन्नं वर्तते अहं ततः अन्यत्र आगतवती अस्मि अतः मम अड्रेस् किञ्चित् भिन्नं किञ्चित् तत् करेक्ट् कृत्वा नूतन अड्रस् मध्ये फ़ुड् प्रेषयतु इति मम प्रार्थना